आम् मया योगकक्षासु भागं गृहीतम् योगकक्षाः आरम्भाकानां कृते सर्वोत्तमाः सन्ति तथा च योगिनां कृते ये सामाजिकवातावरणे आनन्दिताः भवन्ति तत्र योगशिक्षकैः पाठ्यन्ते तथा च प्रत्येकं योगमुद्रायाः माध्यमेन निपुणतया मार्गदर्शनं कर्तुं समर्थः भवन्ति यदि कोपि स्वस्थः स्वस्थः च भवितुं नूतनं मार्गम् अन्विष्यति तर्हि योगस्य आश्चर्यजनकं लाभं प्राप्तुं कोऽपि एवं प्रकारस्य वर्गाः महान् विकल्पः अस्ति परन्तु गृहयोगाभ्यासस्यापि आरम्भस्य कक्षायाः परिवेशस्य अपेक्षया बहवः लाभाः सन्ति यथा निर्णयात् मुक्त्वा गोपनीयता स्वल्प व्यायः इत्यादयः इदं बलस्य सन्तुलनस्य समन्वस्य च निर्माणस्य अपि महान् उपायः अस्ति गृहे स्वस्य समयानुगुणमभ्यासं कर्तुं शक्नुमः प्रातःकाले अल्पयोगसत्राय कार्याय गमनात् पूर्वं कतिपयानि निमेषानि सहजतया उत्कीर्णं कर्तुं शक्नुमः अथवा शयनात् पूर्वम् एव कतिपयानि शान्तयोगमुद्राणाम् अभ्यासमपि कर्तुं शक्नुमः